मूल्याङ्काणां मुद्राणां पाषाणखण्डानां सङ्ग्रहणे शैक्षणिकमूल्यं नाम देशस्य कालस्य अथवा तत्र सर्वकारव्यवस्थायाः जनानां व्यवहारः इत्यादिकं किमपि वयं ज्ञातुं शक्नुमः तर्हि तत्र के उत्तमाः गुणाः आसन् तान् गुणान् वयम् आधुनिककाले अपि आनेतुं शक्नुमः ये तत्र दोषाः आसन् तादृशाः दोषाः इदानीं सन्ति चेत् तेषां निवारणमपि वयं कर्तुं शक्नुमः अस्मिन् विषये अहम् अधिकं तु न जानामि